माध्यमद्वारा प्रसारितम्यमानः विचाराः मम प्रान्ते अवश्यं प्रभावञ्जनयन्त्येव तानेव प्रसार्यमाणविचारान् अवलम्ब्य जनाः कार्यं कुर्वन्ति कथं कार्यं सम्पादनीयम् कुत्र गत्वा इदं कार्यं मया सम्पादनीयम् इत्यादिकं तैः प्रसार्यमाणविचारैः एव ज्ञायते अन्यथा जनाः तत्र सन्दिग्धाः भवन्ति अतः माध्यमद्वारा यत् प्रसार्यते विचारः सः साधुः इति वदामि एवं तैः माध्यमजनैः कश्चन विवेकः कर्तव्यः कः विषयः अत्र अस्माभिः प्रसारणीयः कश्च न इति एवं यदि विवेकः क्रियते तर्हि समाजः स्वस्थो भवति इति आशयः मम एवं स्थानीयपत्रिकाः अपि एवमेव स्थानम् आप्नुवन्ति तैः प्रसार्यमाणैः विषयैः जनाः कथं प्रेरिताः भवन्ति कश्च तेषाम् उपयोगः जायते अनेन विषयेण इति तैः विचिन्त्य विचाराः तत्र वार्तापत्रिकायां निबद्धरूपेण स्थापनीयाः इति वदामि एवं केचन विषयाः भवन्ति साधनादीनि भवन्ति तानि विषयानि तान् विषयान् आदृत्य यदि विचारः क्रियते कश्चन विचारक्रमः तत्र आयोज्यते तर्हि सः विचारक्रमः मुख मुख्यवाहिन्यां स्थापयितुं शक्यते इति आशयः वर्तते